जीविकायैः प्रथममहं गणकयन्त्रतन्त्रज्ञः आसम् तत् किमर्थं स्वीकृतवान् इत्युक्ते एकवारं बहिर्देशं गन्तव्यम् इति मम मनसि बहु इच्छा आसीत् अतः तत् स्वीकृतवान् आसम् ततःपरं ग्रामम् आगन्तव्यम् इति मनसि चिन्ता चिन्तनम् उत्पन्नः अभवत् ततः ग्रामम् आगत्य किं करणीयम् इत्युक्ते चिन्तनसमये एकं बिज़्नेस् कर्तुं अवकाशः लब्धं ततः तत् कृतवान् तदनन्तरं तत्र केचन नष् अल्पः नष्टः अभवत् ततःपरं तत् स्थगित्वा कृषिः एव सम्यक् भवति इति चिन्तयित्वा कृषिकार्यम् एव कुर्वन्नस्मि